हलो हरि ओम् नम् नमो नमः भवान् कः पुत्रः नाम किम् पुत्रः नाम अस्तु अस्तु एवम् आम् आम् वदतु आम् आम्

किमर्थम् अहम् तु सम्यक्तया पाठयामि गायनमपि प्रत्येकदिनम् अभ्यासं कारयामि हरि ओम् अहम् पाठयामि महोदय परन्तु सः किम् करोति इदानीं कक्षा मध्ये तु स वारं वारं जोक् कृत्व हस् हसनं केवलं मेलनं क्रीडा कर्तन् क्रीडा कार्यं करोति सः तु सम्यक्तया न उच्चार्यते गायनं यथा अहं वद् वदामि सा रे सर्व स वदति सा रे ग एवं कथं भवति अहं वारं वारं यत् कक्ष्यायां मध्ये अभ्यासं करोमि कारयामि एवञ्च प्रत्येकं बालकम् आम् वदतु आम् आम् अहं पुनः प्रयासं करोमि तव उपरि आम् आम् प्रेमपूर्वकम् एवं ताडनं न इत्ये भो न न नास्ति अस्य आवश्यक्ता नास्ति अहं केवलम् अभ्यासं कारयित्वा शिक्षणं दास्यामि आम् आम् शिक्षणं दास्य आम् आम् शिक्षणं दास्यामि अस्तु अस्तु नास्ति चिन्ता नास्ति चिन्ता नास्ति चिन्ता नास्ति चिन्ता तत् आम् तस्य शुल्कमेव प्रदा ददातु वर्धयति अस्तु अस्तु नास्ति चिन्ता अस्तु